सर्वे जनाः मिलित्वा शारदीय उत्सवं कुर्मः प्रथमे सर्वे मिलित्वा शारदीयं देवीम् आनयित्वा स्थापनं करोमी पुजनार्थं यानी उपकरणानि प्रयोजनं भवन्ति तानि सर्वाणि आनयामि पुष्पानि फलानि मालाः च आनयामि ब्राह्मणं वदिष्यामि पुजाकरणार्थं सर्वे मिलित्वा वयं पूजां कुर्मः आनन्दं अपि कुर्मः तदनन्तरं सर्वे मिलित्वा प्रसादवितरणं करोमि तदनन्तरं वयं सर्वे देवीं विसर्जनार्थं नदीं प्रति गच्छामः एवं प्रकारेण सामाजिकः वा धार्मिकः उत्सवः कार्यक्रमं कुर्मः